नूतनायाः राष्ट्रियशिक्षानीतेः आधारेण सार्वजनिकेषु विद्यालयेषु अपि पारम्पारिकविषयाणाम् अध्ययनार्थम् अवकाशः कल्प्यते नूतनयस्य शिक्षा राश् राष्ट्रशिक्षानीतिः मुख्यतः बालकेन्द्रितः भवति छात्राणाम् उपरि पाठ्यपुस्तकनिर्माणं भवति तर्हि पारम्परिकविषयाणाम् अध्ययनेन छात्राणाम् आध्यात्मिकनैतिकमूल्यानां विकासः भवत्ति तदर्थं नूतनराष्ट्रियशिक्षानीतिम् नीतिमाध्यमेन सर्वेषु विद्यालयेषु पारम्परिकविषयाणाम् अध्ययनार्थम् अवकाशः दीयते पुनः इदानीं सर्वत्र श्रीमद्भगवद्गीतायाः विषयः नवमी दशमीकक्षायाम् अनिवार्यं रूपे पाठव्य पाठ्यचर्चामाध्यमे भवेत् इति सर्वकारः निर् निर्णयं स्वीकृतवन्तः